कथा आसीत् राजा दशरथः एकवारम् राजा दशरथः शिकार् इति वदामः मृगस्य कृते वनं गतवान् आसीत् तत्र एका नदी आसीत् तत्र श्रवणकुमारः इति लघुबालकः पितरौ मातुः पितुः कृते जलम् आनेतुं गतवान् आसीत् यदा घटः नद्यां सः अन्ते नीतवान् तत्र गुडुगुड् इति तत्र ध्वनिः आगतवती राजा दशरथः दूरे आसीत् सः इति गुड् गुड् इति ध्वनेः श्रुतवान् ध्वनिं ध्वनिं श्रुत्वा सः इदानीम् एव तत्र मृगः अस्ति कमपि मृगः अस्ति इति सः चिन्तितवान् चिन्तयित्वा स्वस्य चापे शरस्य शरं तत्र क्षिप्तवान् तत्र साक्षात् श्रवणकुमारस्य वक्षस्थले सश् श शरम् आगतवान् अनन्तरं सः इति सः साक्षात् मनुष्यस्य ध्वनिं श्रुत्वा श्रवणस्य समीपे आगतवान् अनन्तरं सः उक्तवान् राजा मम माता पिता अन्धौ आस्ताम् अतः जलं नयतु अनन्तरं स्वस्य परिचयं मास्तु इति सः उक्तवान् अनन्तरं सः मृतः सः राजा दशरथः श्रवणस्य माता पिता मात् मातुः पितुः समीपे गतवान् अनन्तरं समीपे गत्वा उक्तवान् जलं स्वीकरोतु इति किन्तु अन्धौ माता पिता श्रवणबालकः नास्ति ध्वनेः जानन्ति खलु तर्हि सः उक्तवान् मम अस्माकं श्रवणः नास्ति भवान् कः भवान् कः सः उक्तवान् अहं राजा दशरथः मम हस्ते एकां घटनाम् अपघातः अभवत् इदानीं श्रवणबालकः नास्ति सः शापं दत्तवान् अहा आवां यदा श्रवणकुमारस्य विलापेन मृतं भवां भवावः तदा भवान् अपि यदा पुत्रः भवति पुत्रवियोगस्य भवति अनन्तरं भवान् अपि सः दिवङ्गतः भविष्यति इति तौ एव उक्तवन्तौ अनन्तरं साक्षात् दशरथः किन्तु किञ्चित् क्लेशः कृतवान्